बालकः क्रीडां त्यक्त्वा स्क्रीन्त्यस्य पुरतः अधिकं भवन्ति तेषाम् अधिकं समयः अधिकः समयः तु मोबैल् तः दर्शनमेव करणीयं भवति दर्शने भवति ते जनाः बालकः अधिकां क्रीडां न क्री क्रीडन्ति अधुना क्रीडाङ्गणेषु बालकाः न दृश्यन्ते कारणं किमिति डिजिटल् इत्यस्य विषये ते अधिकं प्रेरिताः अभवन् यदि बालकः क्रीडनार्थं गच्छेयुः तदर्थम् इति प्रयत्नं यदि करणीयम् इति अस्ति यत् तेषां हस्तात् तद् स्क्रीन्त्यस्य उपयोगः स्वीकरणीयः तस्क्रीन् तेषां पुरतः न भवतु एव अत अस्माभिः प्रयत्नः कर्तव्यः ते प्रेषणीयाः क्रीडनेन तेषां शारीरिकं मानसिकं स्वास्थ्यं वर्धते इत्यस्य विषये अपि वयम् अवधानं कुर्मः यतो हि बालकः एव श्वस्तनम् अस्माकं भविष्यत् अस्ति धन्यवादः